मम वृत्तिः शिक्षकवृत्तिः मम प्रवृत्तिः संस्कृतस्य सेवनं संस्कृतभाषायाः रक्षणम् एवं वर्तते किन्तु शिक्षिका अहन्तु इदानीं संस्कृतशिक्षिका एव मम वृत्तिः इदानीं पाठशालामध्ये मुख्यशिक्षिकारूपेण कार्यं निर्वहम् अस्मि इदानीं मम जीविकायाः विषये किमपि अन्यत् अभिलाषा न वर्तते किमर्थम् इत्युक्ते वृत्तिः सम्यक् अस्ति इदानीं पूर्वम् आसीत् इदानीं लब्धं किल तदर्थं किमपि अधिका अपेक्षा न वर्तते